इदानीं कथं कूपं कूपतः मध्ये जलं बहिः आकर्षसि तत्र द्विविधं भवति तत्र द्विविधम् ब् भवति प्रथमः रज्जुस्य भवति अनन्तरं तत्र जलयन्त्रम् उपयोगं क्रियते कथमिति कूपतः जलं वृष्टिः कदा कदा वृष्टिः आगच्छति तदनन्तरं तत्र आगच्छति कदा वृष्टिः आगच्छति तत्र जलमपि कूपमध्ये आगच्छन्ति अनन्तरम् कूपमध्ये जलं बहिः आगच्छति वा न वा इति तद् जानीमः विद्युत् विद्युत् प्रकारेण विद्युत् प्रकारेण भवति किन्तु तत्र जलयन्त्रस्य इदानीं काल काले तु नगरे बेङ्गलूरुनगरे बेङ्गलूरुनगरे प्रदेशस्य बहिः प्रदेशस्य सर्वस्य राज्यस्य अपि तत्र विद्युत् जलयन्त्रम् एव क्रियमाणम् अस्ति तर्हि जलं जलयन्त्रस्य बहु बहु बहूनि उपयोगः भवति विद्युत् विद्युत् उपकरणस्य उपयोगः बहु सम्यक् बहु जलस्य यन्त्रं भवति जलयन्त्रस्य भवति अनन्तरं ऋ ऋष्न् कूपमध्ये रज्जुस्य उपयोगं क्रियते चेत् तद् उपयोगः विद्युतस्य उपयोगः भवति